भारतीयसमाजे मतधर्माणां पात्रं भवति जनाः एव ह सर्वे जने अन्य अन्यमतं मतम् अधिकृत्य जीवति किन्तु इदानीन्तनकाले किञ्चित् जनाः एतद् रीत्या अपि सन्ति ते अधिकं मतम् अधिकृत्य अपि न जीवति ह तेषां मतविषये किमपि ते अधिकां श्रद्दां न ददाति ते अन्यविषयेषु सर्वम् अधिकसमयम् तस्य आरोग्यम् ऊर्जां च ददाति मतम् इत्युक्ते अस्माकं निश्चयधार्मिकविषयेषु सर्वम् एकं ज्ञानं प्रदीयते तत् कारणेषु तद् उचितमस्ति इति मम चिन्ता विविधतायाम् एकतां साधयितुम् अत्रत्यजनाः किं कुर्युः इति विषये विविध विविधजनाः सर्वम् आगत्य सर्वेषु मतधर्माणां विषये किञ्चित् किञ्चित् एकैकं कार्यं वाक्यं सर्वम् उक्त्वा सर्वेषु मतधर्माणां विषये सर्वे जनाः किञ्चित् किञ्चित् ज्ञानं ज्ञातव्यम् इति मम अभिप्रायः भवति तत्र अत्र केरलदेशे अधिकतया हिन्दुधर्मं मुस्लिं धर्मं क्रिस्चियन्धर्मम् अधिकतया प्रचलति जैनधर्मं बुद्धधर्मं च भवति बहु किन्तु बहु न्यूनतया भवति एतेषु विषयेषु अपि मतधर्माणां प्रसक्तकार्येषु ज्ञानं किञ्चित् किञ्चित् सर्वे जनेषु मनसि आगच्छति चेद् सर्वे विविधतायाम् एकतां साधयितुं शक्यते यदि मम अभिप्रायः